मम गृहं महाराष्ट्रे दक्षिणभारतस्य समीपे एव अस्ति अतः मम गृहे अधिकरूपेण तु दक्षिणभारतीयपदार्थः एव भवन्ति अहं पाककरणं प्रोफ़ेश्नल् रूपेण तु न पठितवती माता यथा गृहे पाकं करोति तेनैव पाकः कथं करणीयः इति विषये अहं ज्ञानं प्राप्तवती अतः माता येषां पदार्थानां पाकं करोति तेषां विषये एव मम ज्ञानम् अधिकरूपेण अस्ति सा तु दक्षिणभारतीयपदार्थान् एव अधिकरूपेण करोति यथा दोसा इडलिका इत्यादिकं पदार्थः अतः ते पदार्थाः एव उत्तमरूपेण कथं कर्तव्याः इति अहं जानामि महाराष्ट्रे गृहं भवति चेत् तत्र दक्षिणभारतीयपदार्थाः अपि भवन्ति उत्तरभारतीयाः पदार्थाः अपि भवन्ति एवञ्च कण्टिमे काण्टिनेन्टल् फ़ूड् अपि भवति अतः उत्तरभारतीयाः पदार्थाः के भवन्ति कथं कर्तव्याः इत्यपि अहं जानामि तद् भोक्तुमपि रुचिः अस्ति कर्तुमपि रुचिः अस्ति अतः उत्तरभारतीयाः पदार्थाः अपि कर्तुं तान् पदार्थानपि कर्तुं शक्नोमि किन्तु अधिकरूपेण तु दक्षिणभारतीयपदार्थान् एव करोमि काण्टिनेन्टल् फ़ूड् विष् विषये वक्तव्यं चेत् तत्र तु अधिकजनाः इतोऽपि अत्र तादृशं पदार्थम् अन्नं न खादन्ति म मह्यमपि अधिकरूपेण न रोचते अतः अहं तत् पद् तान् पदार्थान् कर्तुं मम इच्छा त तथा नास्ति